मया तु चित्रकला बाल्यादेव आरब्धा अहं चिन्त्ये यद् यदा अहं प्रैमरि कक्षायाम् आसीत् तदा तस्मात् कालाद् एव अहं चित्रकलया प्रेरितोभूत् अस्माकं गृहस्य द्वारं द्वारे श्रीगणेशस्य एकं सुन्दरं चित्रं वर्तते तं दृष्ट्वा दृष्ट्वा अहम् कर्गदस्योपरि रेखाम् चित्रित् चित्रित्वा चित्रकराम् अशिक्षम् तथा च सा एव मम गणपतिः एव तत्र मम अक्षिविषयः आसीत् तथा च तस्मिन्नेव मम रुचिः प्रादुर्भूता बाल्यकाले नित्यं गणपतिं नमस्कृत्य तमेव मनसा स्मृत्वा अहं चित्रकलायै आश्रित्वा अहं चित्रीकरणम् अकरवम् तथा च रङ्गपेटिकामुधृत्य रङ्गानपि अहं तत्र अभरम् किञ्च मातापि माम् प्रेरयति स्म चित्रीकरणाय तदा मम इष्टतमः चित्रकारः राजारविवर्मा अस्ति